दीर्घः बैकिङ्ग् प्रवासार्थम् अहं उत्तमरीत्या सज्जता कृत्वा एव गन्तव्यम् इति मनसि चिन्ता भवति एक मासात् पूर्वंमेव किं किं नेतव्यम् इति सर्वमपि एकम् आवलिः स्वीकृत्य तस्य क्रयणार्थम् आपणं गत्वा यदि वयं शैत्यदेशं गच्छामः ततः किञ्चित् उष्णी कर्तुं वस्त्राणि सर्वं स्वीकृत्य पादरक्षाः सर्वमपि एतादृशमेव स्वीकृत्य तदपि अधिकतया भारम् अधिकं न भवतु इति लघु लघु पेटिकां स्वीकृत्य सर्वमपि एकं बृहत् पेटिकाम्मध्ये संस्थाप्य भैक् पृष्ठभागे तत्सर्वमपि बन्धनं कृत्वा शि शिरवस्त्रं पादवस्त्रं हस्तवस्त्रं पूर्णतया शरीरस्य रक्षणं यत्र कुत्रापि गच्छामः तत्सर्वं कथम् करणीयम् इति अन्यं सर्वं पृष्ट्वा सज्जतां कृत्वा गच्छामः अधिकतया अहं वक्तुं न शक्नोमि अहं महिला अस्मि मम जामाता सर्वदा एतादृशं बैक् प्रवासं करोति इति कारणेन मम ज्ञानं किञ्चित् अल्पमेव तद् स्मृत्वा अहम् इदानीं वदती अस्मि तावदेव